गतेषु वर्षेषु भारतीय अर्थव्यवस्था बहु सम्यक् वर्धिता वर्तते तस्याः वर्धने बहवः मुख्यकारणानि सन्ति प्रतिव्यक्ति आयस्य निरपेक्ष निरपेक्षतरं वर्धयित्वा जीवनस्य भौतिकस्तरं सुधारयितुं ऐटिबिटि व्यवसायः व्यापारः स्टार्टप् इत्यादयः उद्यमानि मुख्यानि कारणभूतानि भवन्ति अन्तर्जालमाध्यमः रक्षणात्मको वर्तते अपि च झटिति स्वस्थाने एव व्यवहारः द्रष्टुं शक्यते तस्मात् अहं प्रभावितोस्मि